मम जन्मनः आरभ्य मम प्रदेशस्य वातावरणं बहुशान्तिसृष्टा आसीत् अधुनापि तद् वातावरणं सम्यक् अस्ति परन्तु अद्य अद्यतनस्य स्थितिः किं वर्तते इत्युक्ते अधुना बहवः जनाः जनाः बहवः जनाः सारं पीत्वा आगताः तेन एव वार्तं करोति दीर्घेन अतः मम गृहपार्श्वे एव एकः विन् सोप् अस्ति तत्रैव तेन वा बहु वार्तां कर्तुं कुर्वन्ति अतः तत्परिवेशत्वं सम्यक् नास्ति अस्मिन् तथा च मा प्रदेशे बहुधर्माः नास्ति हिन्दुधर्माः अपि एव अस्ति अत्र ऐतिह्यं किम् अनुभूतम् इत्युक्ते मया बहु अनुभूतम् अस्माकं राज्ये महिमा धर्मम् एव प्रधानं विद्यते मम अनुभवमासीत् अस्माकं राज्ये बहु आतपः भवति तथा च सीता अपि भवति मम जीवने वातावरणस्य परिवर्तनं किम् इत्युक्ते वातावरणस्य परिवर्तनं किं कथं भवति इत्युक्ते यदा अस्माकं ग्रामस्य पार्श्वे एव एकः जलाशयः वर्तते तत्र ते